ज्येष्ठाः युवानाश्च भिन्नं विषयं भवत्येव अहं तेषां समन्वयं कथं करोमि इत्युक्ते ज्येष्ठाः तत्र ज्येष्ठानां कृते अहं वदामि भवानपि बाल्यादेव आगतम् तत्र टीनेज्मध्ये कथं भवति इति भवान् जानाति अतः तत्र किञ्चित् तेषां विषये किञ्चित् अङ्गीकरोतु अनन्तरं बालानपि वदामि अहं युवं युवानपि वदामि भवान् अपि भविष्यति काले ज्येष्ठाः भवन्ति अतः ज्येष्ठानां विषये भवानपि किञ्चित् गौरं ददातु इत्युक्ते भवानपि भविष्यत्काले ज्येष्ठाः भवितुम् अर्हन्ति एवम् अहं समन्वयं कर्तुं शक्नोमि